यत्र स्वच्छता अस्ति तत्र आरोग्यं रक्ष्यते इत्यतः वयं यत्र यत्र भवामः तत्र सर्वत्रापि श्वः स्वच्छतां शुद्धतां पालयितुम् इच्छामः मम गृहं परितः सर्वत्र अपि सामान्यतः अनावश्यकसस्यानि इत्युक्ते तत्र लघु लघु सस्यानि उद्भवन्ति तानि सस्यानि उत्तमसस्यानां वर्धनाय कष्टं जनयन्ति इत्यतः तेषां निर्मूलनं कदाचित् अवसरे अवसरे प्राप्ते अहं तद् करिष्यामि अन्यच्च गृहोपयोगीनि नित्योपयोगीनि वस्तूनि यानि भवन्ति त्याज्यानि तेषु तेषु वस्तुतः विभागद्वयं भवति यानि त्याज्यवस्तूनि परिसरे तत्र मृत्तिका रूपादीनि प्राप्नुवन्ति ता तादृशवस्तूनि तादृशानि त्याज्यवस्तूनि अनन्तरं प्लाश्टिक् इत्यादि रूपाणि इति प्लाश्टिक् इत्यादीनि रूपाणि यानि त्याज्यानि भवन्ति तानि पृथिव्यां तत्र लीनं न भवन्ति लीनतां न प्राप्नुवन्ति अतः तादृशवस्तूनां मितः भेदः कर्तव्यः भवति तानि वस्तूनि विभज्य स्थापयामः तथा एव यदा तत्र सङ्ग्रहकाराः आगच्छन्ति तेषां सकाशे अर्पयामः तद् तथैव अस्माकं गृहं परितः जलं यथा न तिष्ठेत् तथा व्यवस्थां कुर्मः तथैव वृष्टिजलस्य सव्दु सदुपयोगं कर्तुं व्यवस्थां कल्पयामः यत्र कुत्रापि मषकाः न वर्धेरन् तथा व्यवस्थां करिष्यामः प्रतिदिनं स्वच्छतां रक्षयितुं याः व्यवस्थाः याः याः व्यवस्थाः अपेक्षिताः भवन्ति ताः व्यवस्थाः समुपकल्पयामः